चतुर्विंशत्यधिक द्विसहस्रतमे वर्षे यत् निर्वाचनं जातं संसदः निर्वाचनं तत्र तृतीयवारम् तत्र मोदीमहाशयैः प्रधानमन्त्रित्वेन पदं गृहीतमस्ति तत्र यद्यपि बहु तत्र बहूनि स्थानानि लभ्यन्ते चतुश्शताधिकानि लभ्यन्ते इति प्रचारः प्रतीक्षा च कृता आसीते तथापि तदपेक्षया अतीवन्यूनमेव न्यूनान्येव स्थानानि लब्धानि दृश्यन्ते विशिष्य क्वचित् प्रदेशेषु तत्र भरणपक्षस्य भारतीयजनतादलस्य स्थानानि सम्यक् अतीव अधिकानि जातानि यथा वा गुजरात्नगरे गुजरात् राज्ये मध्यप्रदेशे इत्यादिषु परन्तु महाराष्ट्रे राज्ये एवम् उत्तरप्रदेशे च यावत् प्रतीक्षितं तावत् सङ्ख्याकानि स्थानानि न लब्धानि इति कृत्वैव इयं न्यूनता सञ्जाता परन्तु अयं सन्तोषस्य विषयः यत् उत्कलेषु एवम् तेलङ्गानाराज्ये च स्थानानाम् आधिक्यं भारतीयजनतादलस्य प्राप्तमिति तथापि तमिळ् राज्ये चत्वारिंशत् स्थानेषु क्वचित् पञ्चशाः अपि लभ्यन्ते इति अस्माकं प्रतीक्षा आसीत् तथापि न जातमिति कश्चन खेदः तत्र कारणं तु तत्र द्राविड मुन्नेट्रकळगम् इति दलस्य विरुद्धमतानि भिन्नानि जातानि तेन कारणेनैव तद्दलं चत्वारिंशदपि स्थानं प्राप्तमिति तेन ते सर्वे गत्वा किं कुर्वन्ति तत्र भरणपक्षेन भवन्ति यदि विरुद्धपक्षे भवन्ति तथापि तमिळ् राज्यस्य किं साहाय्यमाचरन्ति इतः पूर्वमपि अर्थात् गतसंसदि अपि तमिलजनाः प्रायेण विरुद्धपक्षे एव आसन् चतुर्दशाधिकद्विसहस्रतमे वर्षेपि एते वृद्धपक्षे एव आसन् सर्वेपि प्रायेण तेन तमिळराज्यस्य एतैः निर्वाचितैः प्रयोजनं किमपि न प्राप्तं तथापि केन्द्रसर्वकारेण तु गतभरणावसरे बहूनि कार्याणि अत्र प्रदत्तान्येव बहूनि वर्धापनं वर्धनानि कृतानि यथा ग्रामीणं सडक् योजना इत्यादिकम् ग्रामीणमार्गनिर्माणम् एवं बहूनां गृहनिर्माणम् बहवः बहुत्र तत्र जलव्यवस्था इत्यादिकं कृतमासीत् केन्द्रीयसर्वकारेण तद्वत् अस्मिन्नपि पर्याये तत्र केन्द्रसर्वकारेण तादृशम् सुप्रसिद्धाः जनानाम् अत्यावश्यकाः प्रणाल्यः सर्वेपि पुनः आनुवर्तन्ते इति विश्वसिमि